षेविङ् क्रीम् इति अस्ति सामान्यतः अहं एतत् डेनिम् इति यत् षेविङ् क्रीं वर्तते तत् उपयोगं करोमि तेन षेविङ् करोमि चेत् तत् बहु स्मूत् भवति मया किञ्चित् दिनानि प्राक् एव ज्ञातम् केचन षेविङ् क्रीम् एव न उपयोगं कुर्वन्ति एव ते अस्माकं सोप् भवति खलु फेनकं स्नानार्थं यत् फेनकं भवति तदेव उपयोगं कृत्वा तदेव स् लेपनं कृत्वा षेविङ् अपि कर्तुं शक्यते तत् मया न ज्ञातम् एव तदपि सम्यक् अहं तत् प्रयत्नं कृतवान् तदपि सम्यक् एव स्मूत् एव भवति तो षेविङ् क्रीम् इति सर्वत्र प्रचलति एवमपि एकविधानम् अस्ति तो तत् चिन्तयामः चेत् एतद् उपयोगाय भवति इति अस्माकम् अनुभूयते चेत् षेविङ् क्रीं क्रीतुम् एव न अपेक्षते तस्य धनस्य किञ्चित् सेविङ् भवति इतोपि एकः विषयः षेविङ् क्रीम् उपयोगः कुर्मः चेत् तत्र पेर्फ़्यूमिक् फेक्ट् भवति किञ्चित् स्मूत् भवति तदर्थं तत् युक्तः भवति इत्यपि चिन्तयितुं वक् शक्यते